आं संसारे विद्यामानानां सर्वेषां मानवानां जीवने स्वास्थ्यस्य दुर्बलता दृश्यते अतः यदा सः स्वास्थ्यं दुर्बलं भवति तदा वयम् अस्माकं गृहात् ग्रामतः दश किं यावत् तत्र हास्पिटल् गत्वा तत्रैव वयं स्वास्थ्यस्य चिकित्सां कुर्वन्ति तत्र वयं मार्गे किम् आहारं खादति इत्युक्ते तत्र सोमोसा इत्यादिकं तथा च विभिन्ननि फलानि यथा विभिन्नफलानि तथा च एपल् इत्यादीन् खादन्ति तथा च पृष्ठपीडा भवति चेद् वयम् अस्माकं अस्मान् पुरतः आसन् वैद्यः तस्य पार्श्वे गत्वा वयं किमपि औषधम् आनीय तत् खादित्वा मम पृष्ठपीडा भुजपीडा इत्यादिकं सम्यक् करोमि अतः मम पार्श्वे हास्पिटल् इति अवसरे